अस्माकं प्रदेशः वर्तते बेङ्ग्ळूर् नगरं तत्र प्रसिद्धा यानव्यवस्था नाम मेट्रो व्यवस्था भवति नाम तत्र मेट्रो व्यवस्थायाम् अन्तः गन्तव्यं ते एकं का कायिन्वत् यच्छन्ति तस्य धनं दातव्यम् एवं तत्र गत्वा मेट्रो आगच्छन् भवति ये रैल् यानम् आगच्छद् भवति निमिषद्वये एकं यानम् आगच्छति तदारुह्य गन्तव्यं भवति एवं यत्र यत्र अपेक्षितं तत्र अवतीर्य पुनः स्वस्थानं गन्तव्यम् इति एवं यानव्यवस्था भवति अस्माकं बेङ्गलूर्नगरं प्रायशः विंशति किलोमीटर् भवितुम् अर्हति एकः कश्चन कार्यानेन गन् गन्तुम् इच्छति चेत् प्रायशः तस्य कृते घण्टाद्वयं यावत् कालः भवति याव यतोहि तत्र ट्राफिक् इत्यादिकम् अधिकं भवति इति कारणतः सः कार्यानेन गच्छति चेदपि विंशतिघण्टा घण्टाद्वयम् इति एवं तत्र कालः अपेक्षितः किन्तु मेट्रो यानेन गम्यते चेत् एक एकपार्श्वतः अपरिस् अपरस्मिन् पार्श्वपर्यन्तं तेन केवलं विंशतिनिमेषु प्रयाणं कर्तुं शक्यते एवम् इदम् इदं तुं बहु उपयोगकरं भवति नाम मेट् मेट्रोव्यवस्थायां धनमपि बहु अधिकं भवतीति नास्ति एक प्रदेशतः अन्यप्रदेशं गन्तव्यम् अन्यप्रदेशं प्रति गन्तव्यं चेत् केवलं विंशतिरूप्यकाणि एवं चत्वारिंशत् रूप्यकाणि इत्येवं धनं भवति तावदेव तत्र समस्या नाम यदा आरब्धं तदानीं तु अधिकाः जनाः केवलं तस्मिन् अटितुमेव आगता इति तत्र रष् जायमानम् आसीत् इदानीं तु तत् किञ्चित् स्थगितं अपरः कः क्लेशः नाम तत्र कदाचित् मध्ये ट्राफिक् भवति इति चेत् बहुधा अर्धघण्टा यावत् एकघण्टा यावत् स्थगितं भवति इत्येवं तत्र क्लेशः भवितुम् अर्हन्ति अतः क्लेशाः तु अधिकाः न भवन्ति कदाचिद् मासे एकवारम् अथवा वर्षे एकवारम् एवं क्लेशाः भवन्ति किन्तु इयं यानव्यवस्था बहु प्रसिद्धा अपि च बहु उपयोगकारिणी भवितुमर्हति